कृषकाणाम् आत्महत्या विषये वक्तव्यम् इत्युक्ते कृषकः बहु परिश्रमेण आवर्षम् ऋणं कृत्वा एकम् उत्पन्नम् उत्फारितं वर्तते उत्फारितस्य उत्पन्नस्य उत्तममूल्यः न लभ्यते चेत् तस्य जीवनं कष्टकरं भवति एवं सः अन्ते आत्महत्याम् अपि करोति एवं सति भारतसरकारः किसान् सम्मान् योजना इति एकं योजना स्थापितवन्तः इदम् प्रतिमासं द्विसहस्राणि कृषकाणां अकौण्ट् मध्ये स्थापनीयम् इति एवं सर्वकारेण उपायाः करणीयाः इति चिन्तयामि